अस्माकं भारतः विविधानां पैत्रृकाणां सांस्कृतिकपरम्पराणां च उद्भवस्थानं भवति अस्मिन्नेव देशे विविधाः कलाः भाषाः तथा आचाराः विश्वासाश्च प्रफुल्लन्ति अस्माकं देशस्य महान् विशेषः भवति अत्रैव बहवः योगिनः ऋषयः जन्मभबताः तेषां जन्म द् जन्मना अस्माकं भूमिः पुनिता एव अस्मिन्नेव देशे बहवः वीराः महावीराः युद्धे शत्रून् विजित्य अस्माकं पैत्रृकाणां संरक्षणं कृतं तेभिः अस्माकं भारतस्य परम्परायाः आचाराणां च संरक्षणं कृतं एतस्मिन् विषये भारतम् अन्येभ्यः देशेभ्यः भिद्यत एव धर्मस्य प्रचारं चतुर्विधपुरुषार्थाणां प्राधान्यं तेनैव मानवजीवनस्य उत्कर्षः भवेत् इति दार्ढ्यः विश्वास्य विश्वासदार्ढ्यः विश्वासस्य दृढत्वम् अस्माकं भारतस्य भाषा भाः वर्धयति आत्मज्ञानेन स्वस्य ज्ञानेनैव एकस्य उत्कर्षः भवेत् इति अस्माकमेव भारतदेशस्य सिद्धान्तः अनेन इतरेभ्यो देशेभ्यः वयं सर्वधा सर्वदा च बि भिन्नाः उत्कर्षाः उन्नताः भवन्ति